मम क्षेत्रे पारम्परिककलाशैल्यां ब्लू पोट्री वस्त्राणां वर्णस्थापनमादयः नृत्येषु घूमर् कालबेलिया च सङ्गीतेषु माण्ड् बधावा पावणा चिरमी मूर्या आदयः प्रचलिताः सन्ति एतेषां प्रदर्शनम् अभ्यासः जागरूकता च प्रविधिभिः अग्रिमसन्ततये वयम् एतान् पाठयितुं शक्नुमः प्रतिकक्षं यदि वयं कोकरिकुलर् एक्टेविटीस् मध्ये एतेषां समायोजनं कुर्मः तर्हि एतासां विशिष्टकलानां संरक्षणाय महद्योगदानं भविष्यति